अहं स्विगि आप् माध्यमेन अम्बाजि रेस्टोरेन्ट्तः नास्ता आडर् कृतवान् ततः आगतः तत् पश्यामि परञ्च पास्ता स्थाने छोलाभटोरा आगच्छति अतः अहम् आर्डर् परिवर्तयन्तु धनं ददातु अथवा आर्डर् परिवर्तयन्तु